मम नाम राघवेन्द्रः अहं रैचूरुग्रामे हिरापूरु इति ग्रामे निवसामि मम माता वर्तते लक्ष्मी इति मम पिता वर्तते सञ्जयः इति मम अनुजः कविराजः अग्रजः भोजराजः अग्रजा वर्तते गङ्गा इति मम गृहे पशवः बहवः वर्तन्ते अपि च अहम् अत्र बेङ्गलूरुनगरे वेदविज्ञानगुरुकुले तृतीयवर्षे वर्चोगणे पठन्नस्मि तत्र शास्त्राध्ययनं मया क्रियमाणं वर्तते तत्र अद्वैतवेदान्तः मया अध्ययनं क्रियमाणं वर्तते अनन्तरम् अहम् अग्रे मम इच्छा वर्तते अहं शिक्षकः भवेयम् इति शिक्षकः भूत्वा दरिद्राः ये छात्राः वर्तन्ते ते मया सम्यक्तया अध्ययनं कारणीयाः वर्तन्ते मम कृते क्रीडा बहु इष्यते तत्र वालिबाल् कब्बडि इत्यादिकम् अहं सम्यक्तया क्रीडामि मम मित्राणि वर्तन्ते अरुणः विष्णु विवेकानन्दः पवनः इत्येते मम माता कृषिकार्यं करोति पिता अपि कृषिकार्यमेव करोति मम कृते गानं गायनं गातुम् आगच्छति अहं सर्वदा गानं गायनं भवामि अहं समीचीनः